स्वास्थ्यस्तरम् इति इति चिन्तनं यत् अस्ति तत् तु एक् कानिचन जनाः सन्ति ते बहु सम्यक् तस्य आरोग्यं बहु सम्यक् अस्ति कानिचन तु तस्मिन् आरोग्यं बहु असम् सम्यक् नास्ति इतोपि कानिचन जनाः सन्ति ते तु जा ते तु कुत्रचित् सम्यक् अस्ति कुत्रचित् सम्यक् नास्ति तादृशाः जनाः अपि सन्ति योगे ते विभिन्नस्वास्थ्यस्य स्तराणां कृते एवम् उपयोक्तुं शक्यते प्रथमं तु सर्व अस्मिन् अस्मिन् शरीरे ये ये भेदाः सन्ति ये ये कष्टानि सन्ति तस्य निवारणस्य पूर्वं तु मनसि निदानं भवनीयम् तत्तु योगद्वारा निश्चयेन भविष्यति यथा प्राणा प्राणायामः यदा प्राणायामं वा अथवा ध्यानं वा किमपि द्वयोः मद्यो द्वयोः मध्ये एकमपि कृतं चेतपि मनसि निधानं भविष्यति यथा मनसि निधानं भविष्यति तर्हि अस्मिन् अस्मिन् शरीरे रक्तस्य प्रवाहं झटितिः अपि न भवति बहु बहु निदानमपि न भवति यथा आवश्यकं तथैव भवति एतत् एतत् एतस्य कृते तु विज्ञानम् अपि साक्षी बहु अधिकं साक्षीं लभ्यते अनन्तरं यत् तस्य अनन्तरं तु व्यायामम् न्यूनं न्यू न्यून्याति न्यूनं तु अस्मान् तु स्कन्दे स्कन्दे व्यायामं क स्कन्दस्य व्यायामं वा अथवा श्या अथवा मुखस्य व्यायामं वा अथवा अङ्गुल्याः व्या व्यायामं वा एतानि तु न्यून्याति न्यून्यं व्यायामम् एतस्यापि एतस्य एतस्य कारणे अपि लाभदायकं भविष्यति एतस्य कर् कर् यथा कृतं तदनन्तरम् एकं वा अथवा द्विमासानन्तरं किञ्चित् अधिकं योगाभ्यासं व्यायामं कर्तुं शक्यते उपविश्य बहूनि योगासनानि सन्ति उत्तिष्ठ बहूनि योगासनानि सन्ति परं स सर्वोपरि तु सूर्यनमस्कारः अथवा चन्द्रनमस्कारः यथा क्रियते तथा अस्मिन् शरीरस्य बहु अधिकाः बाधाः अ गच्छत् स्फूर्तिः अपि लभ्यते अतः सर्वे अपि कुर्वन्तु इति मम अपेक्षा अस्ति